अस्मिन् प्रदेशे विद्यमानानां प्रादेशिकजनपदसङ्गीतपद्धतीनां विषये किञ्चित् वदामि अत्र बहु समीचीनतया जनपदसङ्गीतपद्धतिः अस्ति नाम अत्र जनपदं गीता तु बहु समीचीनतया वदन्ति मम कृते जनपदगीता एव बहु रोचते अतः अहम् अत्र बहु बह्वानि कार्यक्रमाणि जातः सञ्जातः जनपदं सङ्गीतपद्धति विषये तत्र गतवान् आसन् तदा तत्र ये गायकाः आसन् ते बहु समीचीनतया उक्तवन्तः अहम् आदिनं तत्रैव उपविश्य तद् श्रुतवान् मम बहु बहु समी सम्यक् आसीत् मम कृते बहु इष्टं जातम् एवमेव अहम् इतोपि एकं विषयं वक्तुमिच्छामि पूर्वं तु अस्माकं जनपदसङ्गीतपद्धति कथम् आरब्धं नाम पूर्वं गृहे उपविष्टः ज्येष्ठः कार्यं कुर्वन्तः तथैव वदन्तः कार्यं कुर्वन्तः तेषां कृते बोर् न भवेत् खलु अतः कुर्वन् कार्यं कुर्वन्तः कुर्वन्तः तथैव गानं रचनां कुर्वन्ति कुर्वन्ति स्म तदेव इदानीं जनपदपद्धती नाम जनपदसङ्गीतपद्धतीति अस्ति ते गानं ते गीताः एव इदानीम् अस्माभिः अस्मिन् प्रदेशे विद्यमानाः सङ्गीतगारकः सङ्गीतगायकाः तानेव पठन्ति तथापि बहु समीचीनतया पठन्ति तत् मम कृते बहु रोचते इति उक्त्वा विरमामि